मया त एतादृशः सन्दर्भः अनुभूतः एव कदाचित् अत्यन्तं कोपः येषां वर्तते तैः सहापि वार्तालापः कर्तव्यः भवति तैः सहापि व्यवहारः कर्तव्यः भवति तैः उक्तं कार्याणि कर्तव्यानि भवन्ति एतत्तु जीवने सर्वदा भवत्येव एकेन सह इति न बहुभिः सह एवं कार्यं कृतमस्ति किन्तु एवं कार्यकरणसमये अस्माकं मनसः निग्रहणं तु अपेक्षितमेव यतो हि अस्माभिः यदि ते कोपं प्रकटयन्ति इति कृत्वा अस्माभिः अपि कोपः प्रकट्यते चेत् अस्माकम् आरोग्याय अपि आरोग्यस्यापि क्लेशः भवति तथैव अस्माकं मनसः विच्छित्तिरपि भवति तेन आदिनम् अस्माकं दिनचर्या अपि नश्यति अतः तैः सह सम्यक् व्यवहारः कर्तव्यः एव